नमो नमः आम् आम् आम् आम् आम् आम् आम् आम् आम् अहं राधाकृष्णहोटल् मध्ये एव वदामि वदतु आम् अत्र प्रकोष्ठाः तु बहूनि सन्ति अत्र भवन्तः कति जनाः सन्ति अस्तु अस्तु अस्तु तर्हि आम् अस्तु अस्तु अस्तु चिन्ता मास्तु अस्माकं पार्श्वे अस्ति तत्र लिफ्ट् लिफ्ट् अपि अस्ति शुक्रवासरे तर्हि चयनं करोतु अनन्तरं अत्र वील् चेर् अपि अस्ति किमपि स्वीकर्तुं शक्नोति भवान् आम्

आम् आम् आम् अस्ति अस्माकं पार्श्वे अस्ति तस्य व्यवस्था अस्ति भवान् स्वीकर्तुं शक्नोति अस्तु अस्तु तर्हि प्रकोष्ठे तत्र बेड् तु अस्ति एव तर्हि यदि भवान् इच्छति चेत् तर्हि एकं झूला अपि व्यवस्थां कर्तुं शक्नोमि द्वयमस्ति अत्र वातानुकूलितमपि अस्ति एवं नान् वातानुकूलितमपि यद् भवान् इच्छति किमर्थं द्वयोः एतयोः द्वयोः धनं भेदः अस्ति द्वयोः मध्ये यदि इच्छति भवान् तत्र यदि वाता यदि भवान् वातानुकूलितं स्वीकरोति स्वीकरोति चेत् एकस्य दिनस्य कृते एकसहस्रमस्ति यदि नान् वातानुकूलितं चयनं करोति चेत् अष्टशतमेवास्ति आम् आम् अत्र व्यवस्था समीचीनतया एव वर्तते अत्र एकमेव प्रकोष्ठे तत्र भवतः कृते बेडं प्राप्तुं शक्नोति बेड् अनन्तरं तत्र यत्किमपि अस्ति तत्र पानी बोटल् अनन्तरं फ़ेन् अपि सुविधा अस्ति आं द्वयमपि अस्ति तत्र आम् आं तत्र द्वयमपि अस्ति तत् गीजर् अपि अस्ति तत्र भवान् प्रसाधनकक्षेऽपि एतस्य उपयोगं उपयोगं कर्तुं शक्नोति आम् आम् आम् भवान् कदा आगमिष्यति अत्र आम् अस्तु अस्तु अस्तु परञ्च यत् अस्तु कुत्र कदापि आग आगच्छतु परन्तु एतस्य अस्माकं राधाकृष्ण होट होटल् इत्यस्य समयः वर्तते यत्र प्रातःकालादेव दशवादनतः एतस्य उद्घाटनं भवति अनन्तरं रात्रौ द्वादशवादने दशवादने तस्य पिधानमपि भवितुं शक्नोति एतदर्थं अस्मिन् एव काले भवान् आगन्तुं शक्नोति आम् आम् आम् आम् आम् आम् आम् अवश्यमेव अत्र अहं भवतां दूरवाण्याम् अवश्यमेव प्रेषयामि चिन्ता मास्तु अस्तु अस्तु धन्यवादः